महाराष्ट्रे अनेके प्रमुखानि धार्मिकस्थानानि सन्ति केचन प्रसिद्धानि स्थानानि सन्ति श्रीगणेशः तेत्वादः अत्र पारम्परिकं गणेशमन्दिरमस्ति तथा च गणेशभक्तेषु अतीव प्रसिद्धम् अस्ति त्र्यम्बकेश्वर्मन्दिरं जगत् जगत्पतिशङ्कराचार्येण स्थापितं ज्योतिर्लिङ्गमन्दिरमस्ति शिर्डिसायिबाबामन्दिरं भक्तानाम्मध्ये अयम् अतीव प्रसिद्धः अस्ति तथा च सायिबाबा इत्यस्य पूजास्थलमस्ति त्र्यम्बकेश्वरगुहा सन्ततुकारामः यस्मिन् गुहायां निवसति स्म या सा प्रमुखं धार्मिकस्थानमस्ति तुळजापुरम् अन्नभौ सत्तत् मन्दिरम् महाराष्ट्रस्य प्रख्यातस्य सतन्त्रमहाराजस्य समर्पणमस्ति शिर्डिसायिबाबामन्दिरस्य भक्तानां कृते आदरस्य भक्तिस्य च महत्वपूर्णं स्थानमस्ति श्रीसायिबाबा इत्यस्मै समर्पितं मन्दिरं तस्य जीवनस्य शिक्षायाः च स्मरणार्थं स्थानीयान् अन्ताराष्ट्रीयभक्तान् आकर्षयन्ति शिवस्य अन्यं ज्योतिर्लिङ्गं त्र्यम्बकेश्वरमन्दिरे पूज्यते विठ्ठलरखुमायीमन्दिरं महाराष्ट्रस्य पण्ढरपुरे स्थितं श्रीविठ्ठलरखुमायीं च समर्पितं वर्तते एतानि स्थानानि धार्मिकम् आध्यात्मिकं महत्वेन सह सम्बन्धानि सन्ति शिर्डिसायिबाबामन्दिरं भक्तानां सायिबाबास्य शिक्षां स्मर्तुं तस्य पूजां च कर्तुम् अवसरं ददाति गृषमेश्वर्ज्योतिर्लिङ्गमन्दिरम् त्रेम्बकेश्वर्मन्दिरं च शिवस्य प्रमुख पूजास्थानानि सन्ति विठ्ठलुरखुमायीमन्दिरम् पण्ढरपुरनगरे स्थितम् अस्ति तथा च भगवान् विठ्ठलस्य समिर् समर्पितम् अस्ति